मम बाल्यकाले तावत् यदा गुरुकुले अध्ययनं कुर्वन्नासं तदानीं मम गुरुकुले तावत् चडुगुडुक्रीडां क्रीडन्ति स्म तत्र चडुगुडुक्रीडा नाम इदानीं कबड्डीति कथयन्ति चडुगुडुक्रीडां क्रीड क्रीडन्ति स्म तत्र किं कारणमित्युक्ते अस्माकं स्वामिपादाः रागवेन्द्रस्वामिपादाः अपि स्वकीयगुरुकुले अध्ययनकाले चडुगुडिक्रीदडां क्रीडन्ति स्म तेन कारणेन अस्माकं गुरुकुलेऽपि चडुगुडिक्रीडां क्रीडामि स्म एवमेव सप् पञ्चदशदिनेषु दिनत्रयं चतुर्दशी पूर्णिमा पाड्यमी इति दिनत्रयमपि अध्ययनं न प्रचलति स्म तेन कारणेन सर्वेऽपि छात्राः नदीतटं गत्वा तत्र लगोरि इति कश्चन काचन क्रीडा तां क्रीडां क्रीडन्तः स्मः तत्कथं क्रीडनीयमित्युक्ते कबड्डिक्रीडा तु सर्वे जानन्ति एव तद् चडुगुडिक्रीडाम् इति कथयन्ति लगोरिक्रीडा तावत् सप्तपाशाणखण्डः एकस्य उपरि तत्र तत्र स्थापयन्ति किञ्चिद्दूरात् एकस्मिन् वर्गे विद्यमानः कश्चनबालकः कन्दुकेन तान् पान् पाषाणखण्डान् ताडयति अनन्तरं तस्मिन् वर्गे विद्यमानजनाः सर्वेऽपि तत्र पुनः एकस्य उपरि स्थापयितुं प्रयासं कुर्वन्ति तदभ्यन्तरे द्वितीयवर्गे विद्यमानजनाः कन् कन्दुकेन तस्य अन्यस्मिन् वर्गे विद्यमानान् जनान् यदि स्पर्शयन्ति तर् औट् इति कथयन्ति तस्य तस्य फलं न भवति तस्य किम् अङ्काः न भवति पुनः तस्य कृते न भवति त अन्यस्य कृते तस्य अवकाशः भवति एवं प्रकारेण क्रीडाम स्म बाल्यकाले चडुगुडुक्रीडा एवं लगोरि द्वयमपि क्रीडामि स्म कालान्तरे किं वालिबाल् इति एका क्रीडा सर्वेऽपि जानन्ति एव कथं क्रीडनीयमिति वालिबाल् क्रीडामपि क्रीडन्तः स्मः